मम स्थानमस्ति कर्णाटकराज्यम् ततः सञ्जय् श्रेष्ठ इति कश्चन कबडी क्रीडति सः बहुवारं नेश्नल् लेवल् अपि गतवान् अस्ति अतः सः बहुजनप्रियः अस्ति तमहं बहु इच्छामि तम् अहं प्रेरकं मन्ये तथा मम स्थानतः क्रिकेट् क्रीडायाम् अपि एकः वर्तते सः राहुल् द्रवि राहुल् द्रविडः सः क्रिकेट् क्रीडां क्रीडति तस्य जनप्रियताकेवलं कर्णाटके न भारते भारतात् बहि बहिः अपि वर्तते अनन्तरम् अथलेटिक्स् मध्ये विकास् गौडा इति कश्चन अस्ति सः डिस्कस् थ्रो द्वारा ओलम्पिक्स् मध्ये भागं गृहीत्वा जनप्रियतां प्राप्तवान् अस्ति